नमोनमः भ्राता भवान् महालक्ष्मीमन्दिरं चलति वा तर्हि कति मूल्यमस्ति एकम् शतविंशतिः भो अधिकः अस्ति भो तर्हि भवती कश्चित् वदति विंशतिः अहमेव षष्ठीरूप्यकाणि अहं दातुम् इच्छामि भवति भवति अपि अधिकः वर्तते कलु भवति अपि अधिकः वर्तते भो षष्ठी एव करोतु भवतः अपि समाधानम् अहमपि समाधानम् अस्तु चेद् भो मन्दिरं बहु दूरं नास्ति अत्रैव अस्ति महालक्ष्मीमन्दिरं महालक्ष्मी द्वौ किलोमीटरपि नास्ति आम् हा तर्हि द्वौ त्रि द्वौ त्रि किलोमीटर एवमेव आमाम् आमां षष्ठीरूप्यकं सम्यक् वा आवावाव् आमां तर्हि महालक्ष्मीमन्दिरम् अत्र चौ त्रि किलोमिटर् अस्ति तर्हि आमामाम् हा जि तर्हि चलतु न न न आमामाम् धन्यवादः धन्यवादः खलु आम्